सर्वे सर्वकारीयचिकित्सालयाः समानरूपेण न भवन्ति क्वचित्तु सर्वविध स् सौविध्यं भवति क्वचित्तु सौविध्यानां न्यूनता भवति विशिष्य ग्रामेषु अपेक्षानुगुणं सर्वकारीयचिकित्सालयानां गुणवत्ता न भवति नगरेषु सर्वकारीयचिकित्सालयाः उत्तमाः विद्यन्ते किन्तु अल्पमूल्येन चिकित्सा लभ्यते इति कारणतः सम्मर्दः अधिकः भवति अतः कदाचित् चिकित्साप्राप्तिः कष्टाय न भवति किन्तु सम्मर्दकारणतः प्रतीक्षा कर्तव्या भवति अपि च चिकित्सा व्ययः न्यूनः इति कारणतः सर्वे चिकित्सां सुलभतया प्राप्नुवन्ति इत्येव वक्तुं शक्यते तत्रत्याः उद्योगिनः अपि जनेभ्यः पञ्चीकरणादिषु साहाय्यम् आचरन्ति